अहं मौण्ट् आबू आर्षगुरुकुलमहाविद्यालये पठितवान् सः विद्यालयः अपि आसीत् अन्यत् महाविद्यालयः अपि आसीत् तत्र षष्ठीकक्षातः शास्त्रीकक्षापर्यन्तं कक्षाः प्रचलन्ति तर्हि तत्र विद्यालये मम प्रियः विषयः आसीत् योगः मम योगः हि बाल्य अवस्थातः एव तत्र रुचिः वर्तते अन्यत् मम कठिनः विषयः आसीत् आङ्ग्लविषयः आङ्ग्लं दृष्ट्वा अहं चिन्तयामि अस्य कदा निराकरणं भवति भविष्यति मम जीवनात् अन्यत् विद्यालये दिने मम सुखं सुख अनुभवं एतादृशः आसीत् कि मम विद्यालयः अरण्ये आसीत् अन्यत् अरण्ये यदा कदापि आचार्यमहोदयः अरण् विद्यालये न भवति कुत्रापि बहिर्गच्छति तदा वयं भ्रमणार्थम् अर् अरण्ये गच्छामः तत्र मौण्ट् आबू तत्र बहवः आम्रवृक्षाः भवन्ति तर्हि तत्र वयम् आम्रखादनार्थं भ्रमणार्थं रात्रौ अपि ततः विद्यालय विद्यालयतः बहिर् गच्छन्ति स्म तत्र गत्वा आनन्दं प्राप्नुमः